पारम्परिक अवसरेषु बहवः नृत्यं कुर्वन्ति कुत्रचित् देवालयेषु अथवा अन्येषु क्षेत्रेषु सेवारूपेणापि नृत्यं प्रचलति अतः तत्र वेशभूषादिकं सर्वं धृत्वैव नृत्यं क्रियते यतः कण्ठाहारः धार्यते कङ्कणं धार्यते पुनश्च ललाटे तिलकम् क्रियते तथैव तेषां नृत्यकाराणां नाम आभरणमपि अन्यद् विशेषम् आभरणेपि अनेके विशेषाः दृश्यन्ते यथा यथा सर्वेषाम् सामान्यतः आभरणानि भवन्ति तथा तेषां न भवति तत्र कारणमपि अनेकानि स्युः यतः सामान्यवस्त्रेषु धृतेषु तेषां कदाचित् नृत्ये किम् सावकाशता वा अथवा तत्र सहकारो वा न स्यात् अतः ते स्वीयम् आभरणं तथैव स्वीयं वस्त्रं धरन्ति तत्रापि अनेके प्रकाराः अधुना दृश्यन्ते केचन पारम्परिकाः नृत्यन्ति अपरे केचन आधुनिकाः अपि अद्यत्वे आधुनिकनृत्येषु तावत् वेशानां वा आभरणानां वा भूयस्त्वमपि न दृश्यते तत्र तथा कर्तव्यमेव इति नियमोपि न दृश्यते परं पारम्परिकेषु अद्यत्वेपि सन्ति जनाः अनेके नर्तनविद्वांसः ततद्यापि कुर्वन्ति यथा किम् अधुना भरतनाट्ये पारम्परिकनृत्यं नाम प्रायः भरतनाट्येव तद्विहायोपि इदानीं कर्नाटकस्य क यत् समुद्रीय प्रदेशास्सन्ति तत्र यक्षगानं प्रचलति तत्र कलासम्बद्धमेव वस्त्रमस्ति अन्यद् वस्त्रान्तरं धृत्वा तत्र यक्षगानं कर्तुं न शक्यते तत्र कि किरीटः किरीटः पुनश्च भुजकीर्तिः एवं कण्ठाहारः तत्र सीमन्तः नाम केशवेशोपि अन्यादृशे एव वर्तते तद्वत् कथक् कूचुपुडि इत्यादिष्वपि तेषां वस्त्रेषु आभरणेषु भिन्नता सर्वथा दृश्यते अतः तद् आहार्यं नृत्ये अत्यन्तं प्रसिद्धं पुनश्च अपेक्षितं च